तत्र दर्शनं नाम मोक्षविषये तत्र अधिकाधिकतया विचारः क्रियते किं परं ब्रह्मा ब्रह्मणः विषये चिन्तनं भवति ब्रह्मसूत्राणि वर्तन्ते एवं गीता तद् विवरणमपि गीताविवरणमपि भगवतः विषये वदति उपनिषदः अपि वदन्ति एवं प्रस्थानत्रयमिति वर्तते दर्शनं नाम तथा भारतीयतत्वशास्त्रेषु षड्दर्शनानि नास्तिकदर्शनानि षड्दर्शनानि आस्तिकदर्शनानि इति वेदानां प्रमाणीकृत्य कृतं वस्तुतः दर्शनं भवति शास्त्रमाधारीकृत्य वक्तव्यं चेत् दृश्यते अनेन मोक्षतत्वम् इति दर्शनम् इति विवरणं कुर्वन्ति नाम धर्मार्थकामाः अस्मिन् प्रपञ्चे अनुभूयन्ते ततः अन्ते मोक्षः कथम् इति विशेषतया वेदान्तशास्त्रं वदति वेदान् प्रमाणीकृत्य आधारीकृत्य तत्र ये विचाराः उक्ताः तेषु आस्तिकदर्शनं इति भणन्ति नास्तिकदर्शनेषु जैनबौद्धचार्वाकादीनां तेषामपि तत्र एतद् विरुद्धरूपेण चित्रणं विद्यते अतः अत्र किञ्चित् मोक्षविषये अपि सः वदति अतः तेषामपि नास्तिकदर्शनम् इति मोक्षविषये चिन्तनं ये कुर्वन्ति तेषामेव दर्शनमिति कथयाम कथनं विशेषतया सङ्गच्छते